मम नाम कुमारः अहं मम लेखनकार्यादिकं यद्वर्तते तत्तु सामान्यतया पत्रे विलिख्य पुनः तस्य परिशीलनं कृत्वा तदनन्तरं टङ्कनादिकं कृत्वा तस्य विषयस्य एकत्र स्थापनं क्रियते किन्तु येषु दिनेषु आधुनिककाले सङ्गणकसौलभ्यवशात् सङ्गणकमस्ति इत्यस्मात् कारणात् यत्किमपि लेखनीयं तत्सर्वमपि सङ्गणके एव विलिख्य तत्र स्थाप्यते यतोहि पत्रे विलिख्य पुनः तत् परिशीलनं कृत्वा पुनः तत्र टङ्कनं कृत्वा एतदर्थं कश्चन समयः आवश्यकः तर्हि साक्षात् सङ्गणके एव उपविश्य टङ्कनं कृत्वा लिख्यते चेत् किं भवति समयस्य अस्माभिः संरक्षणं कर्तुं शक्यते किन्तु अत्र एकम् अस्माभिः चिन्तनीयं यदा पत्रे विलिख्य अग्रे गच्छामः वयं तदा तु सौलभ्यं भवति किमर्थम् इत्युक्ते चिन्तनार्थं यदा लिखन् किञ्चित् चिन्तनं करोति पुनः नूतनविचाराः आगच्छन्ति नूतनविचाराणां पुनः तत्र उल्लेखः क्रियते एवं रीत्या पत्रे किं भवति इत्युक्ते कश्चन क्रमः फ्लो यद् वर्तते तत् चलति ट् टङ्गण सङ्गणके यदा टङ्कनं कुर्मः तत्र तु तथा न भवति यतोहि अस्माकम् अवधानं किं भवति कीपेड् उपरि भवति पुनः स्क्रीन् उपरि मोनिटर् यद् वर्तते तस्योपरि भवति तदु अत्र टङ्कनं करणीयं तत्र द्रष्टव्यम् पुनः अस्ति चेत् एवं रीत्या अवधानम् अधिकत अधिकतया यन्त्रस्य उपरि देयं भवति किन्तु पत्रे तथा नास्ति पत्रं स्थापितं तत्र लिखन् यदि गच्छति अग्रे तर्हि बहुवेगेन यं कमपि विषयमधिकृत्य लेखितुं शक्यते उभयता अपि किन्तु समयः संरक्षणार्थं टङ्कनस्य उपयोगः सङ्गणके कर्तुं शक्यः एवं सम्यक्तया चिन्तनपुरस्सरं लेखनार्थं पत्रेऽपि अस्माभिः लेखितुं शक्यते अतः उभयथा अपि एषु दिनेषु कार्यं प्रचलति इति मम अभिप्रायः